आं शक्यते रैल्यानस्य अनुभवः मम बाल्यतः बाल्यकाले यदाहं मम अष्टमीकक्षायाः परिसमाप्तिः जाता प्रथमवारं नडुगूडिस्थानतः भाग्यनगरं सिकिन्द्राबाद् रैल्स्थानकस्य नाम तावत् पर्यन्तं प्रथमवारं रैल्यानम् आरूढवान् आगमनसमये अहं तावता रैल्यानस्य अनुभवः नासीत् इत्यतः अहं रैल्याने यदा उपविष्टवान् इतस्ततः एवं शरीरस्य कम्पनम् आसीत् यदा भाग्यनगरम् आगतवान् भाग्यनगरे अवतरणं कृतवान् तदा अहम् इतोपि रैल्याने एव आसमिति भ्रमः बहुकालं यावत् आसीत् एवं प्रथमपासिंजर् इति वदामः बहु मन्दगतिरेल्यानं धूमशकटः तेन यानेन अहं भाग्यनगरं प्राप्तवान् तत् प्रथमं तत् पश्चात् प्रति वारं रेल्यानेनैव मम प्रयाणं जायमानमस्ति यतः रेल्यानं रेल्यानस्य प्रयाणम् अत्यन्तं सुखदं सुगमं सुरक्षितं च भवति यतः अन्येषां रेल्यानानाम् अन्येषां प्रयाणसाधनानां सन्दर्भे एकवारमुपविशामः चेत् उत्थाय इतस्ततः चलितुं न शक्नुमः किन्तु रेल्प्रयाणे तु सौविध्यमस्ति इतस्ततः भ्रमणार्थं वा भवतु किमपि क्रेतुं वा भवतु स्वयं खाद्यानि रेल्याने आगच्छन्ति अतः यानं त्यक्त्वा कुत्रापि गत्वा क्रेतव्यस्य आवश्यकतापि नास्ति अपेक्षितखाद्यानि रेल्यानस्य प्रत्येकपेटिकायां सिद्धानि कृतानि भवन्ति पाकशाला अस्ति पाट्र् एक कोष्ठः भवति पाकशाला कोष्ठः तत्र निर्मीय अस्मभ्यं यच्छन्ति अतः मह्यं रेल्प्रयाणम् अतीव रोचते गतदिने एव अहं तिरुपतितः प् काचिगूडास्थानपर्यन्तं वेङ्कटाद्रि एक्स्प्रेस् तेन यानेन अहं प्रयाणं कृतवान् एतदर्थम् अहं सप्तदिनपूर्वम् आरक्षणचीटिकां स्वीकृतवान् अन्तर्जालमाध्यमेन परं किं जातम् अन्ततो गत्वा अहं सम्यक् स्थानं न प्राप्तवान् आर् ए सि उपविश्य गन्तुं शक्नुमः तादृशं स्थानं प्राप्तवान् तत्तु एस् दश एस् टेन् इति वदामः तत्र स्लीपर् कोस्ट् शयनप्रकोष्ठे शयनकोष्ठे अहं आर् ए सि फार्टि सेवन् सप्तचत्वारिंशत्तमसङ्ख्यायाः स्थानं प्राप्तवान् किं जातं गत्वा उपविष्टवान् पार्श्वे एका ज्येष्ठा महिला अपि उपविष्टवती सा माता मम कृते स्थानं ददातु अहं शेतुम् इच्छामि तर्हि तदानीं कश्चन संवादः जातः मया कुत्र भाव्यं आं मया कुत्र उपवेष्टव्यं नाहं जाने अम्ब अन्यत्र स्थानं नास्ति रिक्तं स्थानानि सर्वाणि पूर्णानि जातानि अहं कुत्र उपविशेयं सूचयतु इति एवं कञ्चित् कालम् एवं संवादः जातः अनुरागेण एव रात्रौ गच्छति काले एकादशवादने एवमेव निद्रां कुर्वन् आसम् केचन प्रयाणिकाः मध्ये अवतरिताः तेन वयं स्थानं प्राप्तवन्तः सुखेन शयनं कृतवान् प्रातः सार्धषड्वादने नेत्रयोः उन्मीलनं कृतवान् तावता अहं स्थानं सुखेन प्राप्तवान् एवं रेल्यानस्य अनुभवः सम्यग् अस्ति मम जीवने